रामायणं भारतीयपरम्पराणाम् आदिकाव्यमिति उच्यते यतो हि रामायणात् प्राक्तनं काव्यरूपं ग्रन्थं किमपि नास्ति अर्थात् नोपलब्धं अतः महर्षिवाल्मिकिना रचितं काव्यं रामायणं आदिकाव्यम् इति उच्यते आदिकाव्यमेव काव्यस्य सर्वलक्षणसम्पन्नम् अस्ति एव यतो हि रामायणं रामायणमेव आदिकाव्यं तथा सर्वसम्बन्धिविषयाः तत्र रामायणे वर्तते इत्यस्मिन् आदिकाव्यस्य सर्वलक्षनसम्पन्नम् अस्ति एव